तिरुपतिलोकयानस्थानकात् एयर्पोर्ट् पर्यन्तं क्याब् द्वारा आगमयितुं शतरूप्यकाणि अपेक्षितानि इति उक्तवान् भवान् किन्तु मम सकाशे धनं नास्ति किं भवतः सकाशे फोन्पे अथवा गूगुल्पे अथवा पे टी एम् इत्यादि यू पी आई व्यवस्था कापि अस्ति वा धनप्रेषणाय यदि अस्ति चेत् भवतः यू पी आई अभिधां सूचयतु कृपया नोचेत् अन्यां काम् अपि उपायोज्याम् आन्तर्जालिकधनसमर्पणव्यवस्थां सूचयतु कृपया तद्वारा अहं भवते धनं प्रेषयामि